अहं तु कृषिकार्यं न करोमि अतः कृषकाः के नूतनविधयः अनुसरन्ति इति मया विवरणं दातुं न ज्ञायते किन्तु ते कृषिसलहाकेन्द्राणां सहायद्वारा नवीनता विधयान् विधानान् अनुसरन्ति इति चिन्तयामि